अहं बहुवारं लेखान् लिखामि एकां घटनां स्मरामि यदा अहं स्नातककक्ष्यायां पठामि स्म तदा एकं लेखं लिखित्वा अहं स्वकीयअध्यापिकायै मया प्रेषितमासीत् सः लेखः महा महोदयायै बहु अरोचत सा बहुप्रशंसां कृतवती मम श्लाघं कृतवती तेन लेखेन किं जातम् आवयोर्मध्ये बहुसम्पर्कः जातः सा मम उत्तमशिक्षिका आसीत् अहमपि तथा उत्तमशिष्यः आसम् एवञ्च यदा मया पत्रं लिखितं प्रेषितं सा महोदया अपि पत्रं विलिख्य मम पार्श्वे प्रेषितवती अहं स्मरामि सम्यक् रुपेण लेखेन आत्मसम्बन्धः स्थापितः भवति एवञ्च आन्तरिकसम्बन्धः भवति प्रेम्णः सम्बन्धः भवति अस्माकं सर्वेष् सर्वेषामपि जनानां मनस्सु सौहार्दं वर्धते अतः सर्वैरपि पद्यं काव्यं लेखं वा लेखनीयम्